पशुपालनं मम जीवने अतीवप्रियम् अस्ति मम श्वशुरे गोसम्पत्ति आसीत् इदानीं नास्ति तर्हि कुटुम्बे अन्यजन्तवः जन्तवः अस्ति शुनकाः मार्जालः मत्स्याघरि पशुपक्षीणां पालनीयाः सम्यक् पालनं कुर्वन्ति पशु पालनीयम् अन्ते सम्वेदनशीलम् एकमेकां प्रेमम् अपि अङ्कुरति